उच्चशिक्षायाः कृते इदानीं छात्राः प्रायशः ऐ टि सेक्टर प्रति गन्तुमिच्छन्ति किमर्थम् इत्युक्ते इदानीं सर्वेषां कृते अधिकं धनम् अपेक्षते पुनः इदानीं योगः स्कील् ओरियेण्टेडस्ति तदर्थं बालकः आधिक्येन ऐ ऐ टि ऐ टि ऐ अत्र गच्छन्ति तत्र गच्छामः चेत् अधिकानि विकल्पानि आयान्ति तदर्थं बालकाः उच्चशिक्षास्तरे तत्र गच्छन्ति पुनः वै चिकित्सा वैद्याः वृतिः अपि इदानीं आधिक्येन चिन्वन्ति तदर्थमपि छात्राः तत्र गच्छन्ति पुनः संस्कृतक्षेत्रे न्यूनतायाः छात्राः आगमिष्यन्ति आगच्छन्ति किमर्थमित्युक्ते अत्र तु केवलं शास्त्रस्य पठनं भवति इति तेषां चिन्तनमस्ति तदर्थमत्र नागच्छन्त्येव सर्वाधिकछात्राः ए टेक्नोलजि ज्ञातुमिच्छान्ति तदर्थं इञ्जिनियरिङ्ग् पुनः ऐ ऐ टि क्षेत्रे आधिक्येन गच्छन्ति एवं च छात्राः सर्वदा कथं वयम् अस्माकं स्किल् डेवलप्मेण्ट् कर्तुं शक्नुमः तद्विषये अदिकतया इच्छन्ति अद्य अद्यतनः योगः त तथैव अस्ति यदि वयं स्किल्ड ओरियेण्टेड् शिक्षां न प्राप्नुमः तदानीं एकस्मिन् उषितुं बहु क्लेशाय भवति तदर्थं जनाः एवमेव कुर्वन्ति आधिक्येन स्किल् ओरियेण्टेड् शिक्षा यत्र लभ्यते तत्रैव गच्छन्ति पुनः प्राय्वेट् सेक्टरं प्रति प्रैवेट् महाविद्यालयं प्रति अधिकं गच्छन्ति किमर्थमित्युक्ते गौर्मेण्ट् विश्वविद्यालये तावत् सौविध्यं न लभ्यते इदानीं पुनः शिक्षा प्रैवेट् सेक्टर् मध्ये एतत्सर्वं लभ्यते तदर्थं तत्रैव गच्छन्ति छात्राः